भारतस्य कुत्रचित् प्रदेशेषु पर्यटनरीत्या गतवान् अस्मि अहं किन्तु एतावता हिमालयपर्यन्तं गन्तुं न शक्तवान् हिमालयं गन्तुं मम महती इच्छा अस्ति हिमालयम् इत्युक्ते हैन्दवानां चिन्तने तत्र शिवपार्वत्योः वासस्थानम् अस्ति तत् पुण्यभूमिः अस्ति भारतस्य शिरः अस्ति भारतस्य आरम्भः हिमालयतः अस्ति इति वक्तुं शक्नुवन्ति सो हिमालयं गन्तुम् इच्छामि मानसरोवरदर्शनं हिमालये एव भवितुम् अर्हति बहवः गृहसा गृहस्थाश्रमं त्यक्त्वा सन्यासं प्रविश्य हिमालयं प्रति गत्वा एव तपः अनुष्ठानं कुर्वन्ति तपोनुष्ठानं कुर्वन्ति तत्रत्य वातावरणं वा तत्रत्य भूप्रकृति स्यात् तस्य कारणं तत् सर्वं द्रष्टुं मम इच्छा अस्ति कीदृशम् अस्ति तत्रत्य वातावरणं तत्र किम् अस्ति तत्रत्य पीस्फुल् तत् किम् अस्ति इति ज्ञातुं मम इच्छा अस्ति तदर्थं हिमालयं गन्तुम् इच्छामि